मम ग्रामः तावत् सांस्कृतिकग्रामः मैसूरुनगरम् तत्र विशेषेण व्यापाराः एवं भवन्ति यदि तु मार्केट् गम्यते तत्र पुष्पाणां फलानां व्यापारः वस्त्राणां व्यापारः औषधानां व्यापारः उत्तमसुगन्धद्रव्याणां व्यापारः रासायनिकद्रव्याणां व्यापारः एलेक्ट्रानिक् वस्तूनां व्यापारः गृहीयधान्यानां व्यापारः पाकार्थं यानि वस्तूनि अपेक्षन्ते तान् तासां वस् तेषां वस्तूनां व्यापारः भवति अनन्तरं वस्त्राणां व्यापारः वस्त्राणां व्यापारे तावत् बहु बृहत् बृहत् बृहत् बृहत् आपणानि भवन्ति तत्र इदानीं तु वस्रस्य विषये वक्तव्यम् इति किमपि नास्त्येव तत् वस्त्रं तावत् बहु प्रमाणेन प्राप्यते विशिष्टं विष्टं विशिष्टं विशिष्टं वस्त्रं प्राप्यते अनन्तरं यदि तु मैसूरुक्षेत्रमिति स्वीक्रियते नाम मैसूरुप्रासादः एवं चामुण्डी प्रदेशः तत्र चामुण्डीपर्वते तावत् सर्वत्रापि पुष्पाणां फलानां शाकानां पूजावस्तूनां व्यापारः पीठानाम् वृक्षाः वृक्षाणां व्यापारः नाम वृ वृक्षस्य कर्तनं कृत्वा तेन यद्यद् निर्मातुं शक्यते ता तानि वस्तूनि निर्माय तेषां व्यापारं कुर्वन्ति अनन्तरं धान्यानां व्यापारः सस्यानां व्यापारः वनस्पतिसस्यानां व्यापारः भूसे भूसेवार्थं वनस्पतिसस्यानां व्यापारः क्रियते फलस्य रक्षणार्थम् आम्रम् आम्रवृक्षस्य फनसवृक्षस्य एवं बहुविधवृक्षाणामपि व्यापारः भवति सस्यरूपेण वृक्षाणां व्यापारः भवति इत्थं इति व्यापाराः अस्माकं ग्रामे भवन्ति